भारतीयशिक्षणव्यवस्था कथम् अस्ति इति विषये पश्यामः चेत् प्राथमिकशिक्षणं नाम प्रथमकक्षातः चतुर्थकक्षापर्यन्तं यत् शिक्षणं वर्तते तत् प्रायः मातृभाषायमेव सर्वत्र भवति ततःपरं पञ्चमीकक्षातः दशमीकक्षापर्यन्तं सामान्यविषयाः ये सन्ति तेषां विषये पाठः शालायां भवति यथा विज्ञानं गणितम् आङ्ग्लभाषा प्रान्तीयभाषा इत्यादिकं किन्तु इदानींतनकाले किं भवति आङ्ग्लभाषायाः प्रभावः अधिकः दृश्यते तेन पितरौ अपि स्वस्य बालम् आङ्ग्लभाषायामेव तस्यां शालायामेव तस्य आड्मिशन् कुर्वन्ति तेन सः बालः मातृभाषा न जानाति तत्र प्रयोगः कथं करणीयः इत्यपि तस्य ज्ञानं नास्ति गृहे अपि पितरौ आङ्ग्लभाषायामेव वार्तालापं कुर्वन्ति तेन भारतस्य मुख्यरूपेण आङ्ग्लभाषा भारतस्य नास्ति तथापि गृहे गृहे आङ्ग्लभाषायाः प्रभावः अधिकः दृश्यते मातृभाषापेक्षया तथा न भवेत् अतः शिक्षणे मातृभाषायाः पाठः अवश्यं भवेदेव ये छात्राः आङ्ग्लभाषायां पठन्ति तेषाम् आङ्ग्लभाषायां ज्ञानं सम्यक् भवति किन्तु भारतीयभाषाः याः सन्ति तासां भाषानां भाषानामेव ज्ञानं बालानां न भवति ताः भाषाः

काः भाषाः इत्यपि किञ्चित् कालाद् अनन्तरं भविष्यति कोऽपि ज्ञातुं न शक्नोति पुनश्च पञ्चमीकक्षातः सर्वेषां विषयाणां लघु रूपेण ज्ञानं भवति तत्र बालस्य यस्मिन् विषये रुचिः अस्ति तद्विषये अतिरिक्ता कक्षा भवति चेत् इतोऽपि सम्यग्भवति नाम सः पञ्चमीकक्षातः एव मम रुचिः अस्मिन् विषये अस्ति इति ज्ञात्वा तत्र किञ्चित् अधिकरूपेण पठति तत्र किञ्चित् अधिकं लक्ष्यं दास्यति चेत् तदानीं दशमकक्षात् परं यदा तस्मिन् क्षेत्रे गत्वा किञ्चित् पठनीयं भवति तदानीं तस्य कृते क्लेशः न भवति अन्यथा इदानीम् एकादशकक्षां गमनात्परं सः चिन्तयति मया किं कर्तव्यमिति

तेन किं भवति पुनः तत्र रुचिः अपि न भवति अध्ययने मनः अपि न भवति तेन शिक्षणं त्यजति

क्षेत्रपरिवर्तनं तस्मिन् काले कर्तुं किञ्चित् सुलभमस्ति अन्यथा अग्रे तु वर्षाणि एव गच्छन्ति तेन तस्यैव किञ्चित् ह्रासः भवति अतः शिक्षणव्यवस्थायां बाल्यकाले अपि स्वस्य अग्रिमं करियर् कथं भवेत् इति विषये ज्ञानं भवितव्यमेव